मम प्रदेशे सङ्क्रान्ति दीपावली श्रावणमासे वरलक्ष्मीव्रतं होलिपर्व शिवरात्रि इत्यादि पर्वाणि आचरन्ति सङ्क्रान्तिपर्वदिने प्रातः उत्थाय शरीरे तैललेपनं कृत्वा अभ्यङ्गनस्नानं कुर्वन्ति महिलाः सर्वे बृहत् बृहत् मार्गेषु रङ्गवल्लीं लिखन्ति हरिदासाः आगत्य हरिकथां श्रावयन्ति तस्मिन् दिने एव नूतनतण्डुलैः ओदनमपि निर्माणं कुर्वन्ति सूर्यस्य आराधनं कुर्वन्ति सायङ्काले पाञ्चालिकानाम् आवलि स्थापयित्वा पूजां कुर्वन्ति लघुबालकाः इत्युक्ते दशवर्षाणि ये न समापितवन्तः तेभ्यः भोगिपल्लु इति कार्यक्रममपि कुर्वन्ति